अहं केवलं मम द्विचक्रीयायां दीर्घयात्रैः गच्छामि प्रायः एकदिनं यावत् शतं किलोमीटर् प्रायः अहं मम द्विचक्रिका सेवायैः तस्य समये एव दास्यामि दीर्घयात्रायाः पूर्वं अहं बैक्यानस्य इञ्जिनस्य तैल्यक्षमतां परीक्षयामि यदी तद् दुर्बलम् अस्ति तर्हि अहं तत् परिवर्तितुं प्रयत्नेन मम सवारी निरन्तरं करिष्यामि तथा च अहं केवलं मम द्विचक्रीयायः कृते समानकमपि पेट्रोल् दातुं प्रयत्नन्ति किमर्तं यतः एतत् उत्तमं कार्यं करोति तदा च इञ्जिनस्य कृते अतीव उत्तमम् अस्ति